हरिः ओम् नमो नमः भवतां परिचयं किञ्चित् वदन्ति वा एवं बहु उत्तमं बहु उत्तमं भवतां विद्वत्तायाः विषये अस्माकं महान् आदरः अस्ति भवन्तः एतादृश आचार्येभ्यः अध्ययनं कृतवन्तः इति बहु प्रमोदावहम् यदि भवतां कृते अत्र अस्माकं विश्वविद्यालये अवसरः प्रदीयते पाठनार्थं तर्हि भवन्तः चा छात्रान् कान् कान् ग्रन्थान् पाठयितुं शक्नुवन्ति

एवम् एवं बहु उत्तमं बहु उत्तमं तथैव भवन्तः छात्राणाम् उद्योगादि दृष्ट्या कथं छात्रान् प्रेरयितुं शक्नुवन्ति

एवं

एवम् एवं बहु उत्तमं बहु उत्तमं एवमेव भवतां कृते अस्माभिः अवसरः प्रदातुं शक्यते इति अस्माभिः चिन्त्यते तथैव भवद्भिः एवं धन्यवादः धन्यवादः